एस् टि इ एम् इति विज्ञानं प्रौद्योगिकि अभियान्त्रिकि गणितं च इति अर्थः परन्तु अस्माभिः अधिकाधिकम् अन्यत् समानं संक्षिप्तम् एस् टि ई ए एम् इति दृष्टम् अतिरिक्तः ए इति कलानां कृते तिष्ठति अन्यक्षेत्रैः सह मिलित्वा कार्यं करोति इति कथ्यते यद्यपि केचन समीक्षकाः चिन्ताम् अभिव्यक्तवन्तः यत् कलासु एकाग्रता एस् टि ई एम् विषयेभ्यः समयं हरति तथापि एस् टि ई ए एम् आन्दोलनेन छात्राणां कल्पनाशक्तिम् उत्तमरीत्या स्फुरणं कर्तुं कार्यं कृतमस्ति तथा च फलतः तेषां हस्तगत टि ई ए एम् परियोजनायाम् परियोजनामाध्यमेन नवीनतायां अधिकं ध्यानं दातुं साहाय्यं कृतम् इतोऽपि मम क्षेत्रस्य छात्राः अपि कलाशालायां तेषां कल्पनाशक्तिम् उत्तमरीत्या तस्य प्रयोगमपि कुर्वन्ति एतद् माध्यमेन